नमस्ते प्रदीप महोदय वयं जानीमः भवान् प्रसिद्धः समाजसेवी अस्ति तत्र अहम् एतत् ज्ञातुमिच्छामि भवान् कस्मिन् क्षेत्रे समाजसेवां विदधाति अहो अतीव अ पुण्यकरं कर्म भवान् गोसेवां करोति तत्र भवान् कथं गोसेवां करोति इति कृपया वदतु अवश्यम् अवश्यं

अस्तु अस्तु अस्तु अवश्यं तत्र भवान् एकाकी एव एतत् महत् कार्यं सम्पादयति अथवा अन्येपि सहकारिणस्ते सन्ति अस्तु वरं वरमस्ति महोदय अस्याः गोमातुः सेवायाः कः गुणः नाम किं फलम् अस्ति कथं प्रयोजनं किं सेत्स्यति अ अनया सेवया निश्चयेन निश्चयेन अवश्यं अवश्यम् अवश्यम् अवश्यं अवश्यं अवश्यं निश्चयेन यथा वयं स्वमातरं बहुविधैः आयासैः रक्षामः तथैव इयम् अस्माभिः सनातनमाता यास्त्यस्माकं गौः सापि रक्षणीया निश्चयेन सत्यम् उक्तं भवता पुनः सेवायाम् अमुष्यां काचित् हानिरपि अस्ति वा किञ्चित् काठिण्यम् अस्ति वा क्वचित् क्लेशो वा ओहो सम्यक् अवश्यं ओहो हो हो महत्कष्टं

अवश्यं

अवश्यम् अवश्यं नाम कश्चित् शिशुः यावत् मात मातुः पयः पिबति तावदेव सा माता यावत् तस्याः स्तनपानं सः न करोति तावत्स न माता सा न माता इति तु अतीव खेदकरः विचारः इयमेव समस्या इदानीं गोसेवायां दृश्यते यत् जनाः समाजे यावत् सा क्षीरं ददाति यावत् वयं तत्र दोहनं कुर्मः तावत् सा अस्माकं माता अस्ति यावत् तदा नाम दुग्धं सा न ददाति अस्मभ्यं तदा वयं तां त्यजामः इत्येव खलु अस्तु अस्तु अस्तु महोदय एतत् श्रुत्वा मोदः खेदश्च उभय उभौ जातौ